अहं सस्यानां वर्धनविषये उत्सुकः अस्मि कीदृशसस्यानि वर्धयामि इति प्रश्नः अस्ति तत्र तावत् सस्यानि अधिकतया अहं फलसस्यानि एव वर्धयामि यानि सस्यानि फलं दातुं शक्नुवन्ति तानि सस्यानि अधिकतया वर्धयामि यतोहि अहं ततः फलं खादितुम् इच्छामि इति कृत्वा एवं लताः अपि वर्धयामि लताः नाम तत्र शाखां ते यच्छन्ति तादृशाः लताः अपि भवन्ति एवमेव पुष्पलताः याः लताः पुष्पानि याः लताः पुष्पाणि यच्छन्ति ताः लताः वर्धयामि एवं पुष्पसस्यानि अपि वर्धयामि वर्धितुम् इच्छामि पुष्पाणि यानि पुष्पं यानि पुष्पाणि यच्छन्ति तानि वर्धयामि यतोहि पुष्पाणाम् उपयोगः देवालयेषु क्रियते अनन्तरम् अस्माकं गृहेषु माता भवति माता भवति सा अपि तत् शिरसि रक्षति पुष्पाणि इति समीचीनं भवति एवमेव अस्माकं पर्यावरणं पुष्पपूरितम् अथवा फलपूरितं भवति तत्काले तत् सम्यक् दृश्यते सुन्दरं दृश्यते इति कृत्वा अहं सस्य सस्यानि सस्यानि एवं लताः वर्धयितुम् इच्छामि इति विशेषः विषय अस्माकं परिसरे बहूनि सस्यानि मया वर्धितानि सन्ति एवमेव माता अपि वर्धितवती इति एव विशेषः तानि इदानीं किञ्चित् ब्र बृहति तु लघुरूपेण इदानीं पुष्पाणाम् तत्र मेलनं जायमानस्ति एवमेव कुत्रापि स्थलं न रिक्तमस्ति सर्वत्रापि पुष्पाणि वर्धितानि सन्ति